हरि ओम् एतत् ट्रेवेल् एजेन्सी किल ह्यः प्रवासार्थम् अहम् एक्ं एकं केब् बुक् कृतवती आसीत् इदानीं तत् कार्यक्रमः एव केन्सल् अभवत् अतः अहं अड्वान्स् रूपेण ह्यः त्रिसहस्ररूप्यकाणि दत्तवती आसम् इदानीं तत् पे टी एम् द्वारा वा जी पे द्वारा वा कृपया तत् पुनः प्रेषयतु इति प्रार्थयामि